अस्माकं क्षेत्रे महिळानां शिक्षा उद्योगः किमपि प्रकारस्य सामाजिकपदवीं वा प्राप्तुं कोऽपि समस्या नास्ति अत्र स्त्रीपुरुषयोः भेदं न पश्यामः शिक्षा इत्यादिषु क्षेत्रेषु पुरुषाणाम् अपेक्षया स्त्रियः एव अधिकं दृश्यन्ते